योगाभ्यासे मम अतीव प्रियम् आसनम् अस्ति पद्मासनं पद्मासनम् एकं दैविकासनम् एव वक्तुं शक्यते कारणम् अधिकतः जनाः किमपि शुभकार्यं तथा पुरातनकाले ऋषिमुनिः आदि तथा कोपि साधना तपस्यादि कर्तुम् अधिकतया पद्मासनस्य व्यवहारं दृश्यते तथा पद्मासनस्य नामे एव पवित्रता दृश्यते तथा पद्मासनं नाम उच्चारणेन एव मनसि तृप्तिं जायते पद्मासनस्य निरन्तरम् अभ्यासेन शरीरस्य बहु रोगस्य निवारणं भवति तथा मनुष्यचञ्चलता दूरीभवति तथा पद्मासनम् एकं सरलम् आसनम् अस्ति सर्वैः अपि कर्तुं शक्यन्ते एव तथा अहं यदा प्रथमवाररूपेण योगस्य अभ्यासं कृतवान् तदा पद्मासनम् एव कर्तुं समर्थः अभवम् एतादृशानां विभिन्नकारणात् मम प्रियम् आसनं पद्मासनम् इति मम अभिप्रायः